अहं महाराष्ट्रस्तः अहमत्पुर्नगरे बैक् यानेन गता आसम् तत्र मम भगिनी वसति सः भागः ग्रामीणभागः वर्तते अतः तत्र बैक् यानेन गन्तुं सम्यक् भाति एवञ्च अहं महाराष्ट्रस्य पश्चिमघाटेषु निहितं सुन्दरं पर्वतस्थानकं पञ्चगणि इत्यत्रापि अहं गन्तुम् इच्छामि सः भागः प्रकृतिप्रेमिणाम् एवञ्च साहसिकसाधकानां कृते बहु सम्यक् वर्तते एवं पञ्चगणीति लघुनगरे हरितवनानाम् एवञ्च सुन्दरस्य कृष्णानदी कृष्णानद्याः मनोहराणि दृश्य मनोहराणि दृश्याणि तत्र प्राप्यन्ते अतः अहं तत्र गन्तुम् इच्छामि एवञ्च मुम्बैनगरे समीपस्थं लोनावडा इति ग्रामे अहं गन्तुम् इच्छामि तत् हील् स्टेशन् वर्तते तत्रापि एतादृशमेव वातावरणं वर्तते निसर्ग रम्यं वातावरणं वर्तते अहम् अतः अहं तत्र गन्तुम् इच्छामि इति